अद्य एव भवताम् आपणात् मया बोडि वाश् स्वीकृतमस्ति इदं व वस्तुतः सेकेण्ड् हेण्ड् प्रोडेक्ट् सम्यग् नास्ति किम् इत्युक्तौ एकं तु एक्स्पैरी डेट् एव अस्य समाप्तमस्ति द्वितीयं श शरीरे यदा मया स्थापितम् अत्र कण्डुयनं ज कण्डुयनं जनयति सुगन्धस्थाने महान् दुर्गन्धो वर्तते अतः इदं प्रोडक्ट् सम्यक् नास्ति ब भवता प्रतिस्वीकारः क्रियताम् इति अहम् अत्र प्रार्थे